संस्कृतकविषु अथवा लेखकेषु मम इष्टतम कविरस्ति डाक्टर् जी बी पळ्सुले स महोदयः वस्तुतः आधुनिकसंस्कृतकविः आसीत् तथा च डाक्टर् प्रभाकरशङ्करजोशी इति डाक्टर् जी वी पोळ्सुले इत्यस्य महाकवेः महाकाव्यं वर्तते वैनायकमिति तथा च डाक्टर् प्रभाकरशङ्करजोशी इत्यस्य महाकवेः महाकाव्यं वर्तते भीमायनमिति उभयोः कवयोः संस्कृतक्षेत्रे महद्योगदानं वर्तते तस्मात् तौ तु अस्माकं कृते पूजनीयौ एव वैनायकम् इति महाकाव्ये वीरसावर्करः एतेषां महाभागानां चरित्रचित्रणं तत्र दा दायितमस्ति दत्तमस्ति तथा च भीमायनं इति महाकाव्ये डाक्टर् भीमरावआम्बेड्करः इत्येतेषां चित्रणं चरित्रचित्रणं तत्र दत्तमस्ति सर्गबद्धः महाकाव्यं तत्र वर्तते तस्मात् सुलभाशैली अस्ति महाकाव्यस्य तस्मात् तौ लेखकौ मह्यम् अतीव रोचेते